आम् अहं सङ्गीतवाद्यान्मध्ये वेणुः अहमिच्छामि किन्तु वेणुम् अहं न जानामि किन्तु शङ्खशाखायाम् एतत् वंशि वाद्यं वाद्यं जानामि तदपि वेणोः इव भवति तत् तत्र मम किञ्चित् अभ्यासः अस्ति मम तत्र रुचिः अपि स् इति अस्ति इति कारणे अहं तत् तत् एव पठितवान् किन्तु वेणोः पठितुम् इच्छामि किन्तु अवकाशः इदानीं बहु दुर्लभः अस्ति यदा कदापि यत्र कुत्रापि गच्छामि चेत् वेणुं सर्वं पश्यामि चेत् क्रेतुमपि इच्छामि प्रथमम् अभ्यासार्थं कीदृशः वेणुः इति सर्वं ज्ञातव्यं ज्ञात्वा क्रीत्वा तत् पठनीयमस्ति